सप्तचत्वारिंशदधिक एकविंशतिशततमवर्षस्य अगस्तमासस्य पञ्चदशदिनाङ्कः अष्टनवति अधिक एकोनविंशतिशततमवर्षस्य जुलै मासस्य सप्तदशदिनाङ्कः नवनवति अधिक एकोनविंशतिशततमवर्षस्य जुलै मासस्य अष्टादशदिनाङ्कः षड् नवति अधिक एकोनविंशतिशततमवर्षस्य सितम्बरमासस्य सप्तमदिनाङ्कः विंशत्यधिक एकोनविंशतिशततमवर्षस्य अक्टोबर् मासस्य अष्टमदिनाङ्कः